हरि ओं महोदय नमस्कार महोदय उत्तमं

कथम् अहं सहायं कर्तुं शक्नोमि तथा च अस्तु

अस्तु अवश्यम् अनुवादः तु भविष्यति एव परम् आङ्ग्ल वर्षन् भवती ददाति प्रेषयति वा कथं अस्तु अस्तु तर्हि हिन्दि अनुगुणं संस्कृतं करणीयं वा अथवा प्रमाणं किं भवति हिन्दि वा आङ्ग्लं वा आङ्ग्लाधारेण संस्कृतीकरणं भवतु भवेत् अस्तु अव

तर्हि कथं कीदृशं नाम यथा आधिकारिक अनुवादः भवति तथा अपेक्षते वा व्यावहारिक अनुवादो अपेक्षे वा अस्तु ते भा भावानुगुणं भवितुं तर्हि भावानुगुणं भवितुं शक्यते शब्दानुवादः अनपेक्षितः तत्र यत्र विषयः अस्ति तत्रैव शब्दानुवादः भावयुतं भवेत् अन्यत्सर्वमपि विवरणं तत्सर्वमपि भावानुगुणं भवति चेत् वरं इति चिन्तयामि अस्तु आं मेडं मास्तु अवश्यं केवलं पाठ्यक्रमस्य एव वा अथवा किमपि तत्र पाठ्यक्रमसम्बद्धं ओ नियमावली अस्ति वा

अपेक्षते वा अस्तु तर्हि चिन्ता नास्ति अवश्यम् अवश्यम् अवश्यम् अवश्यम् अवश्यमेव संकृते अनूद्य ददामि परं धनराशि कथं दातुं शक्नुवन्ति भवती नास्ति प्रति पुट पुटाधारेण स्वीक्रियते एकस्य पुटस्य यदि केवलं लिखित्वा दानं चेत् सार्धत्रिशतं स्वीकर्तुं शक्यते अथवा टङ्कणं सर्वमपि कृत्वा एवं स्पेेर् कृत्वा दा दातव्यं तर्हि पुस्तकाकारं यदि अपेक्षितम् हा तर्हि पुस्तकाकारं चेत् एकस्य पृष्टस्य पञ्चशतं वर्तते महोदय तर्हि मम धनविषये तु तथैव अस्ति सम्प्रति कालः तथा पञ्चशतं स्वीकुर्वन्तस्सन्ति इत्यतः तथा भवती का कार्यं पश्यतु धनं किञ्चित् इतस्तथा भवितुमर्हति अस्तु अस्तु अस्तु अस्तु अस्तु महोदय